सर्वप्रथमम् परिवर्तनं तस्य तु अर्थव्यवस्था मध्ये प्रथमतः अधुनापर्यन्तं तु पुनः भिन्नः अस्ति सर्वप्रथमम् अर्थव्यवस्थाः सर्वप्रथमं तु सर्वे अपि योगदानं सर्वप्रथमं तत्रेव जनाः कृषिवलः तस्य कार्यं कृषिकार्यं करोति तत् मध्ये सर्वे अपि मिलित्वा कार्यं करोति अधुना तस्य न जातः किमर्थं तर्हि गृहे अपि अहं पश्यामि गृहे अपि किं कार्यमस्ति किं गृहे बालकानां कृते तस्य भिन्नः तस्य लघुबालकः अस्ति अनन्तरं तस्य उन्नतः अभवत् अनन्तरं तस्य कार्यं मध्ये तस्य चयनम् अभवत् तत् मध्येपि अधुना सर्वप्रथंमं सर्वं गृहे अपि षड्जनाः अस्ति तस्य अपि वित्तमस्ति तर्हि लघुकार्यं मध्ये अभवन् तर्हि अधुना अद्य स्थितिः अस्ति तस्य कार्यं मध्ये वित्तम् अपि बहु जाताः अभवत् तस्य बालकानां कृते तस्य जनाः कृते जनानां कृते जीवनं तस्य परिणामः अभवत् सर्वप्रथमम् अधुना तस्य प्रथमे प्रथमे मध्ये किम् भवति कार्यं लघुः अस्ति तर्हि धनमपि किञ्चित् ज्ञात्वा तर्हि सर्वे अपि मिलित्वा कार्यं करोति तर्हि अधुना अद्य स्थितिः का अस्ति प तस्य धनं लघु अस्ति तर्हि कार्यं बहु दीर्घः अस्ति तर्हि वित्तम् अधुना तस्य वित्तं न चलति तर्हि अर्थव्यवस्था अधुना कार्यं बहूनि भिन्नः अस्ति